हरि ओम् हा नमस्ते महोदयः हा भवान् कः आम् आम् वदन्तु आ आम् आम् इदं सत्यं सत्यं वदन्तु किम् उपे अपेक्षितं आं भवन्तं राज्यस्तरे व्यापरं कुर्वन्ति वा उत जनपदस्थरे व्यापरं कुर्वन्तः आं तदा विक्रयणं कर्तुं लैसन्स् सर्वम् अस्ति खलु तर्हि एकदा आधार् कार्ड् दर्शयित्वा पुनश्च लैसन्स् तथा डाक्युमेण्ट्स् सर्वं दर्शयन्तु दर्शयन्तु अत्र लैसन्स् नम्बर् डाक्युमेण्ट् नम्बर् सर्वं सम्यक् अस्ति खलु हा इदानीं वदन्तु कति क्विण्टल् परिमितं पूगफलम् अपेक्षितं ओ पञ्चसप्तत अस्तु अस्तु एतत् बहूनि धनं भवति हा पञ्चसप्ततिलक्षं भवति आ आम् पञ्चासप्ततिलक्षं भवति भवत्तं केन माध्यमेन धनं दातुम् इच्छति साक्षात् धनम् इच्छति वा डि डि माध्यमेन धनम् इच्छति वा अथवा साक्षात् आन्लैन् पेमेण्ट् कथं पेमेण्ट् कथं यच्छन्ति आ एतत् समयं भवति बहूनि समयं भवति हा आम् एवं चेत् अवशिष्टं धनस्य कृते विंशति प्रतिशतम् इन्ट्रेस्ट् भविष्यति आ एवं आम् अस्तु तर्हि मम पर्स्नल् असिस्टेण्ट् नम्बर् स्वीकरोतु सः एव अग्रिमविषयं सम्भाषयति आ आम् अस्तु धन्यवादाः धन्यवादाः